नमो नमः बन्धो

सुप्रभातम् अप्लाहारम् आं पोहा अपेक्ष्यते पोहा अस्ति अष्टवादनपर्यन्तम् अपेक्षितम् अस्ति अस्ति अस्ति अस्ति अपेक्षितं पोहा पोहा अष्टवादनपर्यन्तम्

सम्यक्तया भवान् भवान् पाचयतु हा मध्याह्नकाले केवलं न अहम् उष्णम् उष्णं भोजनं स्वीकरोमि इति मम मम स्व स्वास्थ्यं सम्यक् नास्ति तेन कारणेन अहम् उष्णम् एवं भोजनं खादामि तेन कारणेन मध्याह्नकालस्य भोजनं मध्याह्नकाले एव पाचयतु भवान् आं भोः भोजनमध्ये रोटिका ओदनं शाके द्वे एकम् आलुकं द्वितीया रक्तण फलं अन्यः सूपः अपेक्ष्यते

अन्यत् लवणम् अधिकं मास्तु आं तत् मध्ये किं तस्य मधुरमपि आवश्यकमस्ति मम मध्याह्नकाले भोजनसमये आम् आं मिष्टान्नस्य मध्ये रसगुल्लकम् अपेक्षितम् आम्

आम् आम् आम् रात्रिकाले आं रात्रिकाले अपि तस्य ओदनं सूपं रोटिका अस्ति किन्तु रोटिका अनन्तरं शाकं किन्तु शाकम् अधिकं सर्वम् अधिकम् अहं न गृह्णामि तेन कारणेन किञ्चित् एव पाचयतु भवान् कारणं कारणम् अधिका बुभुक्षा नास्ति तेन कारणेन अधिकं मा पाचयतु आं शीघ्रं हा अहं रात्रौ अष्टवादनतः सार्ध अष्टवादनपर्यन्तं भोजनार्थम् आगच्छ गमिष्यामि आं धन्यवादः धन्यवादः